मम प्रदेशे प्राधान्येन आचरणे विद्यमानः उत्सवः वर्तते तावत् नवरात्रि तत्र नवरात्रिविषये यदि द्रष्टव्यं चेत् गुर्ज गुर्जरप्रदेशे विशेषेण तस्य आचरणं क्रियते तत्र नवदिनानि अपि प्रतिदिनमपि एकैकस्याः देव्याः पूजादिकं सर्वं प्रचलति अपि च विशेषेण वक्तव्यं चेत् गुर्जरप्रदेशे नवरात्रीसमये तावत् गर्बा इति विशेषेण तस्य आचरणं क्रियते तत्र तत्र प्रति प्रतिदिने प्रतिदिने अपि इत्युक्ते नवदिनपर्यन्तमपि प्रत्येकस्याः देव्यायाः पूजादिकं कृत्वा प्रतिदिनमपि रात्रौ तावत् भिन्नभिन्नस्थानेषु गर्बा इति एका क्रिडा आयोज्यते तस्मिन् सर्वैरपि भागग्रहणं क्रियते एवं च अस्मिन् विषये प्रायेण सर्वेषामपि महति श्रद्धा वर्तते एवमेव ए एष एषः उत्सवः आदितः अपि परम्परायां वर्तते एव एवं यद् कदा अयं पर्व आगच्छति इति सर्वेपि सर्वदापि निरिक्षायां भवन्ति यतः अस्य पर्वणः तावत् समीचीनतया अस्माकं प्रदेशेषु आचरणं क्रियते इति कारणेन